वित्तकोषीयनीतीनां विषये अहं ज्ञातुम् अन्तर्जालः मम अत्यन्तसहायकः विद्यते तेन सह अहं वृत्तपत्रमपि अहं पठामि तेन अनेकान् विषयान् अहम् ज्ञातुम् अर्हामि विशेषेण अन्तर्जालवशात् अहम् अनेकान् विषयान् अहं ज्ञात्वा वित्तकोषीयव्यवहारान् अहं ज्ञातुम् शक्नुवन् अस्मि